सम्प्रदायः साम्प्रदायिकशिक्षणे परिक्षाव्यवस्था कथमासीत् इति प्रश्नः तत्र साम्प्रदायिक अध्ययनं नाम गुरोः समीपं गत्वा समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इति यथा वेदान्तदिशा अध्ययनं कुर्मः गुरोः शुश्रूषां कृत्वा ग्रन्थस्य आमूलाग्रम् अवच्छेदकावच्छेदेन ग्रन्थस्य अध्ययनम् अध्यापनम् इति पूर्वं साम्प्रदायिकशिक्षणम् इति शब्देन तथा व्यवह्रियते स्म अधुनातनकाले तु तथा शिक्षणं कुत्रापि न लभ्यते गुरुकुलेषु लभ्यतां परन्तु आधुनिकशालासु तत्र तादृशशिक्षणव्यवस्था नास्ति यतो हि अत्र शिक्षणं नाम धनाधीनं शिक्षणमस्ति पूर्वन्तु गुरुशुश्रूषाधीनं शिक्षणम् एवं पूर्वं परिक्षाक्रमः कथमासीदित्युक्तौ यः ग्रन्थः गुरुमुखात् श्रुतः तस्य ग्रन्थस्य आमूलाग्रम् एकामपि पङ्क्तिं अत्यक्त्वा सम्पूर्णस्य ग्रन्थस्य मुखोद्घतरूपेण तस्य ग्रन्थस्य पठनं तस्य ग्रन्थस्य पुनरुच्चारणम् इति क्रमेण पूर्वकाले परिक्षाव्यवस्था आसीत् तेन छात्राणां कथं सिद्धिः आसीत् इत्युक्तौ सर्वस्यापि ग्रन्थस्य शिरसि धारणं हृदये धारणम् अधुनातनकाले तु एतावान्तः अङ्काः इति निश्चिताः भवन्ति सः तस्य अर्धं यदि प्राप्यते तर्हि सः उत्तीर्णः भवति सः जितः भवति इति छात्राः मत्वा तावदेव पठन्ति तावदेव तेषां यत्नः भवति अतः प्राक्कालापेक्षया आधुनिकपरिक्षाव्यवस्था तु अत्यन्तम् दुःखं तत्र दुःखदायिका वर्तते